अहम् एकं युतकं नीतं तद् युतकम् अतीव सुन्दरं वर्तते किं कथं चेत् न्यूनं रूप्यकाणि अपि अतीव अतीव न्यूनं गुणवान् तदा सः रक्तः मत्लब् वर्णः अपि अतीव सुन्दरं तस्य यदा अहं प्रक्षालयामः तदा तस्य वर्णः अपि न निष्कासयति तद् युतकम् अतीव सुन्दरम् अस्ति अतः एव सः अतीव गुणवान् वर्तते यदा अहम् आर्डर् कृतवान् तदा तस्य रूप्यकाणि अपि अतीव न्यूनम् अतीव यदा उष्णकाले वयं धारमय यथा अहं धार धारयामः तदा शीतम् अभवत् अतः एव सः अत्यन्तं सुन्दरं वर्तते